भारतं वसुदैवकुटुम्बकम् इति सांस्कृतिकपरम्परायां विश्वसति यदा अन्येभ्यः देशेभ्यः तेषां देशाय एव ते कार्यं कुर्वन्ति किन्तु भारते एतादृशं नास्ति वयम् अस्माकं प्रार्थनायां सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् इति उक्तवन्तः वयं सर्वेषाम् वयं सर्वेषाम् वयं सर्वेषां जीवनाय प्रार्थनां कुर्वन्ति कुर्मः सर्वेषां हिताय एव कार्यं कुर्वन्ति मम तव एतादृशं चिन्ता नास्ति सर्वे अस्माकम् अस्माकं भारतम् अस्माकं देशः अस्माकं जनाः इति चिन्तनेन सर्वेषां तुल्यरूपेण परिगण्यन्ते भारतस्य सनातनधर्मः विश्वस्य अपि मातृकारूपेण वर्तन्ते वर्तते तदर्थम् अन्येभ्यः देशेभ्यः अन्ये देशात् जनः आगत्य अस्माकं संस्कारः सांस्कृतिकपरम्परा च पाठः पठितुम् इच्छन्ति